त्रीणि दिनाङ्के जून् मासः त्रीणि अधिकद्विसहस्रं चतुर्दिनाङ्के मे मासः चतुरधिकद्विसहस्रं पञ्च दिनाङ्के जूलै मासः पञ्चाधिकद्विसहस्रम् नव दश दिनाङ्के मे मासः षडाधिकद्विसहस्रम् त्रयोदश दिनाङ्के अक्टोबर् मासः सप्ताधिकद्विसहस्रम्